नवशिशुजन्मानन्तरम् अनेकानि संस्कारानि कर्तव्यानि सन्ति एवं शिशुजन्मानन्तरं दशमे दिने शुद्धिपालनसंस्कारः भवति यस्य अर्थः शिशुं पालने स्थापयित्वा तस्य पूजनं ततः नामकरणं तदनन्तरं चौलसंस्कारः तदनन्तरम् अन्नप्राशनः तदनन्तरम् अक्षरभ्यासः इति एवं रीत्या संस्कारानि भवन्ति इति